अहम् अध्यापकः इति इति कारणात् कक्षायां बहु वक्तव्यं भवति अतः कदाचित् यत्र यदा घन्टाद्वयं घन्टात्रयं यावत् यदा कक्षाः भवन्ति तदा कण्ठे श्रान्तता अनुभूयते विशेषेण तदर्थं वैद्यकीय व्यवस्थायाः साहाय्यं स्वीकरोमि इति नास्ति उष्णजलस्य से सेवनं प्रतिनित्यं करोमि यत् विशेषेण कण्ठस्य यदि श्रान्तिर्भवति उष्णजलस्य स्वीकारः मया क्रियते तदा किञ्चित् सौलभ्यं वक्तुं भवति इति मम अनुभवः किञ्च सङ्गीतस्य विशेषेण अभ्यासः मया न कृतः परन्तु तदा तदा गातव्यं भवति अस्माकं सङ्घस्य शाखासु विशेषेण तादृशकार्यक्रमाः भवन्ति तदा गानं सर्वं भवति परन्तु विशेषेण मया तादृशः वैद्यकीयव्यवस्थायां कण्ठस्य संरक्षणार्थं कृतः इति नास्ति